हिमालयम् अहमेकवारं गतवान् गतवान् आसं गमनसमये चारणसमये अधिकं कष्टम् अभवत् यतो हि मम अभ्यासः नासीत् अभ्यासः न आसीत् अतः गमनं कष्टकरं तत्रत्यं शैत्यं तदपि बाधते स्म शैत्यकारणेन तस्य आरोहणं कठिनम् अभवत् किन्तु अहं पूर्णं हिमालयम् उपरि अहं गतवान् आसं तस्य शिखरं प्राप्तवान् आसम् अवतरणसमये अधिकं कष्टं न अभवत् यतो हि आनन्दः आनन्दः मनसि आसीत् किन्तु चारणसमये कुत्रचित् कष्टमपि अभवत् भोजनं समाप्तमासीत् मध्ये जलं न आसीत् अतः कष्टमभवत् किन्तु अस्तु तादृशं यद् चारणस्थानानि सन्ति तेषु हिमालयः अधिकः अभवत् महाराष्ट्रे कोल्कत्तानगरे अपि एकम् अस्ति स्थानं तत्रापि गतवान् आसम् एकं बहु प्रियं स्थानमिदमस्ति यत्र वैष्णोदेवी अस्ति तत्रापि चरणम् अभवत् अभवत् किन्तु अधिकं कष्टं नासीत् किन्तु सामान्यतः उत्तममेव आसीत् धन्यवादः